अस्माकं देशे धनप्राप्तिः धनप्राप्तेः श्रोतः बहु बहवः सन्ति एकं तु या प्रवासिनः आगच्छति चेत् तेषां सौकर्यार्थं किञ्चित् वासार्थं किञ्चित् करणीयं चेत् धनं प्राप्यतेः अस्माकं यः अस्माकं गृहसमीपम् उधाला मन्दिरमस्ति श्रीपद्मनाभस्वामिमन्दिरं तत्र अनेकानि विविध दूर दूरनगरात् अनेकानि भक्तजनाः आगच्छन्तिः तदेव एकम् उपायमस्ति अनन्तरम् वयं उद्योगं वित्तकोशे वा युनिवर्सिटि मध्ये वा उद्योगं करोति चेदपि धनं प्राप्तुं शक्यते अनेकं विद्यार्तिनः सन्ति पाठ विद्या पाठयितुं चेदपि धनं प्राप्तुं शक्यते इदानीं अत्र चक्रवाहनम् अनन्तरं कार् मध्येपि गच्छति चेत् धनं प्राप्तुं शक्यते मम पुत्रः फ़िसियोथेराप्पि फ़िसियोतेरापी डोक्टर् अस्ति सः वैद्यः अनेकानि न न जनाः आगच्छति तस्य समीपे धनमेव धनमपि प्राप्तुं शक्यते